भारतीय तत्त्वशास्त्रम् इत्युक्ते वेदाः तत्र दर्शनशास्त्राणि भवन्ति अनन्तरं तत्र मम शास्त्रं व्याकरणशास्त्रम् व्याकरणशास्त्रस्य स्थानं तु मूर्धन्य एव मूर्धन्यः एव अस्ति यतोहि व्या कोऽपि तत्त्वशास्त्र अध्ययनार्थं वेदाङ्गानि आवश्यकानि तत्र शिक्षा व्याकरणं सर्वम् अस्ति तत्र व्याकरणं तु वेदाङ्गे मुख मुखम् इति वदन्ति इत्युक्ते प्रधान अङ्गम् इति अतः यतोहि वे वेदानां दर्शनशास्त्राणामेव न सर्वद साहित्यं वा भवतु पठितुम् अवगन्तुं व्याकरणस्य आवश्यकता बहु अस्ति एव सूक्ष्मार्थं वा भवतु तस्य संस्कृतस्य संस्कृतभाषायां तु प्रत्येकस्य शब्दस्य अपि मूलं भवति तत् कथं परिवर्तनं जातम् इति ज्ञातुं तस्य अर्थः कः भवितुं शक्नोति इति ज्ञातुं तु व्याकरणं सर्वदा आवश्यकम् एव